देवतामूर्तीनां निर्माणविषये पद्धतिः किम् इति अहम् अधिकं न जानामि किन्तु मन्दिरे यत् अहं दृष्टवती तत् पूर्वम् अहं यत् दृष्टवती तत् वक्तुं सिद्धा अस्मि देवतामूर्तीनाम् आराधना भवति तदनन्तरं यत्र देवतामूर्तिं स्थापयन्ति तत्र ते स्थलं शुद्धं कुर्वन्ति पूजां कुर्वन्ति तत्र पूजा अनन्तरं पूजानान्तरं देवता आराधनां कुर्वन्ति देवता आराधनानन्तरं ते केचन प्रसादम् अपि कुम्भाभिषेकम् अपि कुर्वन्ति तदनन्तरं प्रसादम् अपि खादनार्थं प्रसादम् अपि देवतामूर्तीनां कृते स्थापयन्ति